हरि ओम् आकाशवाण्यां बहु मुल्यमानं भवति संस्कृतभाषा यतो हि बहवः प्रवचनकारः भवन्ति ये संस्कृतमाध्यमेन सुभाषितं सूक्तानि उक्त्वा जनानां कृते बोधयन्ति ऐदिहं दुरदर्शनं पश्यामः तर्हि तत्र प्रातःकाल मध्ये तत्र प्रवचनादिकं कार्यं भवति यथा ते अपि कथयन्ति मया एकस्मिन् एकस्मिन् समये दृष्टं अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलं एवं प्रकारेण दूरदर्शनमध्ये प्रवचनकारः पाठयन्ति तर्हि यदि अस्माभिः प्रतिदिनं दुर दूरदर्शनं पश्यामः प्रातःकाले तर्हि तत्र प्रवचनमाध्यमेन संस्कृतम् अस्माभिः ज्ञातुं सक्यते